नमस्ते अहम् अनुराधा अहं चेन्नैनगरे वसामि विवाहादनन्तरतः चेन्नैनगरे मम वासम् पूर्वम् अहं बाल्यकाले मम पितुः गृहं कर्नाटकराज्ये मैसूरनगरस्य समीपे आसीत् तत्र एव मम अहं शिक्षणमपि प्राप्तवती विवाहानन्तरं चेन्नैनगरे आगत्य अत्र तिरुवळ्ळिकेणिमध्ये वासं कुर्वन्ती अस्मि अहं किञ्चित् कालं वाणिज्य शास्त्रस्य उपन्यासिकारूपेण कार्यं कृतवती इदानीं संस्कृतं पठित्वा पाठनमपि कुर्वती अस्मि बालानां कृते वर्गाः सन्ति तत्र पाठनं करोमि मम गृहे मम पतिः मम श्वश्रूः मम पुत्रः अस्ति इदानीं मम आसक्तिः गृहे गृहकार्यम् गृहकार्यम् उद्यानपालनं संस्कृतपठनम् अन्यभाषापि पठने मम आसक्तिः अस्ति वाणिज्यशास्त्रे अपि पाठसन्देहाः कोऽपि पृच्छन्ति चेत् तदपि अहं पाठयितुम् इच्छामि मम गृहम् एकम् उत्तमं गृहं भवेत् इति अहं प्रयत्नं कुर्वती अस्मि